आम् आगस्ट् पञ्चदशः दिनाङ्कः अस्माकं स्वातन्त्र्यदिनम् जनवरी षड्विंशतितमः दिनाङ्कः भारतस्य गणतन्त्रदिनं जनवरी त्रयोविंशतितमः दिनाङ्कः नेताजी सुभाष्चन्द्रबोसस्य जन्मदिनम् जून् एकविंशतितमः दिनाङ्कः अन्ताराष्ट्रियं योगदिनम् जुलै षड्विंशतितमः दिनाङ्कः कार्गिल् विजयदिवसः च